मम यत् छायाचित्रं वर्तते तत् छायाचित्रं सामाजिकमाध्यमेषु क्वचित् प्रकाशयामि नाम मम सः सामाजिकमाध्यमेषु फ़ेस्बुग् अस्ति वाट्सप् अस्ति एतद्वयं तत्र प्रायः फ़ेस्बुक् मध्ये तु तथा न स्थापयामि वाट्सप् स्टेटस् मध्ये मध्ये मध्ये स्थापयामि किमर्थमिति चेत्

मम तत्र कार्यं किं चलति मध्यमध्ये एवं चित्रं दीयते सः तत्र भ्रमितुं गतवान् सः एवं यथा भवति तद्वत् अहमपि तद्विचिन्त्य ददामि अथवा किमपि ओकेशन् आसीत् नाम किमपि नाम कोऽपि विशिष्टः कार्यक्रमः आसीत् तत्र सः तत्र अहं किमपि विशिष्टं पुरस्कारं प्राप्नोमि एव एतादृशचित्रं मया वाट्सप् स्टेटस् मध्ये स्थाप्यते येन जनानामपि बोधः भवति अथवा ज्ञानं भवति अपि सः तत्र अस्ति कः कदाचित् मित्राणां किमपि आवश्यकं भवति चेत् मां सूचयति अयं भवान् कुत्र अस्ति एकं कार्यं करोतु परन्तु मध्ये मध्ये अस्माकं यः आनन्दः अपि भवति सः आनन्दः तेषां कृते अपि तत् किं प्रदीयते शेर् क्रियते पुनः ते अपि जानन्ति यत् अधुना सः व्यस्तः अस्ति परं करिष्यामि वार्तालापं करिष्यामि एवम् इत्यादिकम् अस्ति